सत्यं जगतः तन्त्रज्ञानं सम्यक् वर्धनं वर्तते तत्र ज्ञानं सम्पाद्य सम्पाद्य मया तन्त्रज्ञानेन सह सम्यक् भवितुं प्रयत्नश्च क्रियते कथं रक्षणम् इत्युक्तौ तद् ज्ञानं सम्पाद्य तदनुवर्तते चेत् तद् ज्ञानं सम्पादितं भवति रक्षितं च भवति ये दूरभाषोपयोगं न कुर्वन्ति सङ्गणकस्य उपयोगं न कुर्वन्ति तेषां कृते पाठयामि कथं दूरभाषोपयोगः सङ्गणकस्य उपयोगः इत्यादिकम् ते परिवर्तनशीलतन्त्रज्ञानेन सह तेपि सम्यक् सम्बद्धाः भवन्तु इत्येव मम आशयः तेपि अप्डेट् भवन्तु इति कृत्वा अहं ताः पाठयामि तत्र पाठयितुं प्रेरयामि च